भारते अलङ्कारशास्त्रस्य मुख्यपुरुषाः नाट्यशास्त्रस्य कर्ता भरतमुनिः प्रथमपुरुषः भामः हेमचन्द्रः वामनः कुन्तकः आनन्दवर्धनः मम्मटः जयदेवः विश्वनाथः विद्यानाथः जगन्नाथः ते सर्वे मुख्यपुरुषाः सन्ति योगदानं तेषां काव्यस्य स्वरूपं किम् इति सर्वे विवरणं दत्तवन्तः शब्दार्थौ सहितं काव्यम् एवं मम्मटः उक्तम् काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः इति आनन्तवर्धनेन उक्तम् मम्मटस्य उक्तिः ततददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि इति रमणीयार्थ प्रतिपादकः शब्दः काव्यम् इति जगन्नाथस्य वाक्यम्